हलो नमस्ते आं वदतु ओ एवं वा

आं कस्मिन् जनानां कति अस्ति जनाः चत्वारः एवम् मम कृते एकम् अस्ति हा अस्तु ओ एवमस्ति हा इदानीम् अस्माकं कृते एकमस्ति केवलं वन् थौसण्ड् फ़िफ़्टीन् स्क्वैर् फ़ीट् अस्ति इदानीम् न न केव रेण्ट् नास्ति स्क्वैर् फ़ीट् अस्ति एवमुक्तवान् एव वन् थौसण्ड् हा स्क्वैर् फ़ीट् अस्ति इदानीं फ़ोर् बेड् चत्वारि बेड्रूम् अस्ति किचन् अनन्तरम् इतोपि एकं डैनिङ्ग् अस्ति हा तद् नास्ति चेत् चिन्ता नास्ति इतोपि बेड्रूम् द्वयमस्ति तदपि अस्ति किचन् तत् डैनिङ्ग् इतोपि एकम् आं तद् हाल् इत्यादिवसां आं सर्वमस्ति सर्वमस्ति आं तत्सर्वमस्ति चिन्ता नास्ति न तत्तु प्रतिदिनमस्ति अस्माकमेव बोर्वेल् अस्ति प्रतिदिनमस्ति

आं तदेव वयं स्वीकुर्मः तत्तु अत्रैव अस्ति न न न यदा अस्ति तद् सर्वेसमये आम् आम् आं तदेव अस्ति दिनद्वयम् एव आगच्छति ते

आम् न चिन्ता नास्ति तद्वद् कार्यं वयमेव प्रतिदिनं कुर्मः चिन्ता नास्ति

किम् एलेक्ट्रिसिटि बिल् इत्यादिकं वा हा हा हा आम् तत्तु वयमेव कुर्मः रेण्ट् मध्ये एव कुर्मः हा आम् अस्तु न तत् न पृथक् न पृथक् नास्ति तत् केवलम् अस्माकं किं हा हा अस्तु हा